इतिहासः शब्दस्य अर्थं परम्परायां नैके अर्थाः सन्ति नैके अर्थाः नाम तदेव पूर्वघटित घटनायाः पुनः स्मरणम् एव इतिहासः इति उच्यते इतिहासः पारम्परिक नै पारम्परिके किं भवति इतिहासः नाम माहाभारतं रामायणम् उपनिषत् प्रमाणानि एते इतिहासाः पारम्परिकदृष्ट्या भवन्ति परन्तु आधुनिकदृष्ट्या इतिहासः नाम यः युद्धाः पानिपतयुद्धाः पुनश्च दाण्डियात्रा पुनश्च गान्धीजी यः सत्याग्रहं कृतवान् तादृशान् आधुनिकः इतिहासः इति उच्यते अतः अत्र किमपि डिफ़्रेन्स् इति किमपि नास्ति भेदः अत्यधिकं नास्ति पूर्वघटितघटनायाः पुनस्मरणं वयम् इदानीं पुस्तके पठामः इतिहासः इदानीम् इतिहासस्य विषये पठामः चेत् अस्माकं कृते भ पाठने भवति रामायणस्य अपि भवति पुनश्च महाभारतस्य अपि भवति अतः तत्र इतिहासे आधुनिकः भेदः पारम्परिकभेदः इति बहु किमपि नास्ति साम्प्रदायिकरीत्या एव तस्य भेदः उच्यते तावदेव अत्र युद्धसम्बन्धाः भवन्ति तत्र पारम्परिकदृष्ट्या सम्बन्धः भवति तावदेव